स्मृतयः बहवः सन्ति उदाहरणार्थं मनुस्मृतिः याज्ञवल्क्यस्मृतिः इत्यादयः तत्र स्मृतौ स्मृतिग्रन्थेषु वेदेषु ये अर्था उपलभ्यन्ते तेषामेव अर्थानां निरूपणमस्ति इदानीम् अस्मा उपलब्धेषु स्मृतिग्रन्थेषु मनुस्मृतिः अत्यन्त अत्यन्ता प्रसिद्धा कृतिः तत्र मानवस्य जीवनं कथं भवेत् कथं जीवनं यापयेत् सः तत्र मानवस्य विदिनिषेधाः के विधेः अनुसारेण विधेः पालेन किं भवति विधीम् अतिक्रम्य यदा जीवनं क्रियते तदा किं भवति इत्यादयः बहवः बहवः विषयाः विस्तृतया विस्तारेण निरूपिताः